संस्कृतभाषाशिक्षणं बालनां कृते तु बहु आवश्यकम् अस्ति किमर्थम् एतद्विषयं किञ्चित् वक्तुम् इच्छामि सा संस्कृतभाषा भाषायां ये मन्त्राः सन्ति तत् उच्चारेण अस्माकं शरीरदोषाः निर्गच्छन्ति शरीरात् दोषाः निर्गच्छन्ति उधाहरणम् अहं वक्तुं उधाहरणं वक्तुम् इच्छामि यदा अहं यदा वयम् ओम् इति उच्चारणं कुर्मः तदा नाभिप्रदेशे प्रदेशे प्रदेशत् द्विसप्ततिसहस्रं नाभिः नाड्याः सन्ति ते कार्यशीलाः भवन्ति तत् तत् अस्माकं बुद्धिः तीक्ष्णः जातम् इति प्रयोगः अपि भवितुं जातः रामरक्षास्तोत्रेण कम्पुवायुः रोगः नष्टः भवति गायत्रीमन्त्रस्य उच्चारेण अस्माकम् स्मरणशक्तिः वर्ध्यते इति अनेकः प्रयोगाः वैज्ञानिकः अपि वैज्ञानिकः अपि कृतं कृतम् अतः अहम् इच्छामि किं सर्वेषां कृते संस्कृतभाषा आवश्यकम् अस्ति